वयं सर्वे पञ्चभूतानां पञ्चकर्मेन्द्रीयाणां पञ्चज्ञानेन्द्रीयाणां जीवजडपरमात्ममनुष्यजीवनस्य मूलाधारम् इति मत्वा जीवनं कुर्म सकलभूतानि मनुष्याणां जीवनं परमात्मा अस्माकं अन्तः स्थित्वा जीवनं नयति इति वयं चिन्तयामः प्रकृतिपशुपक्षीप्राणिनः नद्यः अस्माभिः सर्वे मनुष्याणाम् उपकुर्वन्ति अतः तत् स्वरूपेण देवः अस्माभिः सह भवन्ति इति भासते अपि च ऋषिमुनयाः तपश्चर्यविशेषः ते सर्वे पूर्वम् अग्रे किं भविष्यति जानन्ति त्रिकालज्ञानिनः आसन् पूर्वतनसंन्यासिनः अद्यापि अस्माभिः सह सम्भाषणं कर्तुं शक्नुवन्ति इति मत्वा ऋषिमुनयः देवश्चः अद्यापि अस्माभिः सह जीवन्ति इति भासते